मम विशिष्टाः शक्तयः पुनश्च कौशलानि एवं भवन्ति अहम् इदानीं यः कोऽपि भवतु मम पुरतः सः अधिकाधिकतया दश नम्बर्स् अथवा अङ्कः यदि सः मम पुरतः वदिष्यति तर्हि अहम् तान् ताः सङ्ख्याः दृष्ट्वा श्रुत्वा च अहं पुनः प्रति वक्तुं शक्नोमि यथा इदानीम् एकः वदति इति चिन्तयन्तु नैन् डबल् फोर् नैन् डबल् फै त्री नैन् वन् सेवेन् इति कश्चन वदति पुनः यदि नम्बर्स् अहमेव बुद्धौ संस्थाप्य पुनः अहं वापस् नम प्रति वक्तुं शक्नोमि तद् मम एकं कौशलम् अस्ति पुनः क्रीडा क्रीडा विषये तु अहं प्रतिदिनं सायं क्रेड् क्रीडां क्रीडयिष्यामि यथा क्रीडा समये मम स्किल् एवम् अस्ति अहं लेफ्टि ब्याट्स्म्यान् नास्मि तथापि अहं लेफ्ठ् यान्ड्मध्ये पुनः तस्य बोलिङ्ग् यः करोति तं कन्फ्यूस् कृत्वा अहं सिक्स् ताडयामि तदेव मम विशिष्टं कौशलम् अस्ति तद् कदा भवति इत्युक्ते चेत् वयं प्रयासेन अहम् अहं पुनश्च प्रयासेन अहं शाट् कर्तुं शक्नोमि पुनश्च तद् क्रीडयित्वा क्रीडयित्वा क्रीडयित्वा अहं तस्मिन्नेव शाट्मध्ये अहम् अभिवृद्धिः प्राप्नोमि यदा यः कोऽपि बाल् भवतु मम पुरतः अहम् रैट् ह्यान्ड् न लेफ्ट् ह्यान्ड् अपि तं बाल् फेस् कर्तुं अहं शक्नोमि एतद् मम वैशिष्ट्यम् अस्ति पुनः कबड्डि क्रीडायामपि अहं समीचीनरीत्या क्याच् करोमि यथा केऽपि न कुर्वन्ति तथा अहं क्याच् कर्तुं शक्नोमि